हरिः ओम् नमस्कारः अहं सर्वदा चलनचित्रगीतानि गातुं मह्यं बहु रोचते किमर्थमित्युक्ते चलनचित्रगीतानि मह्यं बहु रु सम्यक् रूपेण अवगतम् अवग अवगतम् अनन्तरं रामदासकीर्तनाः पञ्चदशकीर्तनाः त्यागराजकीर्तनाः अपि गातुम् अहं शक्नोमि अहम् सङ्गीतमपि जानामि गीतं कीर्तनम् अपि गातुं मह्यं बहु रोचते किमर्थम् इत्युक्ते रामदासकीर्तनाः इत्युक्ते रामदास रामः भगवान् श्रीरामः सम्पूर्णतया दर्शनं तस्मिन् रामदासकीर्तनानां कीर्तनानाम्म्ध्ये कीर्तनाः कीर्तनाः कीर्तनाः कीर्तनानाम्म्ध्ये सन्ति अतः मम इष्टदैवमपि श्रीरामः अतः रामदासकीर्तनाः गातुं मह्यं बहु रोचते अनन्तरं त्यागराजः पञ्चदशकीर्तनाः अपि मह्यं बहु रोचते अहं साधनां कृत्वा अपि इदानीम् अहं साधनां कर्तुं शक्नोमि एका सङ्गीतशिक्षिका अपि अस्ति पञ्चदशकीर्तनानामभ्यासं कर्तुं ता तस्य समीपे अहं गतवती अपि अस्मि इदानीम् अहं साधनाम् अपि अहं क करोमि अनन्तरं चलनचित्रगीतानि इत्युक्ते केचन साहित्यविषये के सम्यक् रूपेण अस्ति चेतेव अहं गातुं श शक्नोमि रोचते साहित्यं सम्यक् नास्ति त् अहं न न गायामि अनन्तरम् किञ्चित् साहित्यरूपेण किञ्चित् रागयुक्तेन अपि सम्यक् रागयुक्तेन अपि अस्ति चेतेव अहं गातुं शक्नोमि म श् गातुं रोचते अस्तु